हरिः ओम् आं नमस्ते हरिः ओं नमस्ते आम् का अस्ति अत्र श्री चन्द्रशेखरेन्द्रः विद्यालयस्य अड्मिनिस्ट्रेटर् हा उत्तमं कस्यां कक्षायां पठन्ती अस्ति आं कः विषयः हा अस्तु तद्विषये नोटिफ़िकेशन् आगमिष्यति आम् भवती भवती या गतपरीक्षायां कति अङ्काः प्राप्तवती भवती हा बहु उत्तमम् उत्तमतया पठन्ती इति मन्ये अस्तु अहम् एक विषयं वदामि एक्स्ट्रा करिकुलर् आक्टिविटीस्मद्ये भवती इन्वाल्व् तत्र तद्विषये किञ्चित् इन्वाल्व् भवतु तद्विषये भवत्याः चिन्तनं किम् अस्ति आम् अस्माकं विद्यालये डान्स् प्रोग्राम् अस्ति अनन्तरं टैप्रेटिङ्ग् उट्टकनयन्त्रं तद् अस्ति अनन्तरं केरम् चेस् एतत् सर्वम् सन्ति भवत्याः यत् इच्छा अस्ति तदा तत्र एजुकेशन् फ़िसिकल् एज्युकेशन् डिपार्ट्मेण्ट् गत्वा तत्रा नामं पञ्जीकरणं करोतु हा तत्र यदा फ़िसिकल् एज्युकेशन् डिपार्ट्मेण्ट् गच्छति तदा यूनिफ़ां समानं वस्त्रं धारणीयम् एतत् सर्वम् अस्ति अनन्तरं यदा तत्र पार्टिस्पेट् करोति चेत् भागं करोति स्वीकरोति चेत् बहिः अपि गन्तुं शक्यते बहिः गन्तव्यम् अस्ति हा अस् आम् अस्तु स्थापयामि वा आम् उत्तमम्